तत्र गृहार्थं यानार्थं शिक्षायै व्यापाराय कृषिनिमित्तं व्यक्तिगतरूपेण वा ऋणं गृहीतुं कदापि प्रवर्तितं वा इति वर्तते प्रश्नः पुनश्च प्रारम्भिकप्रक्रिया कीदृशी आसीत् इत्यपि अस्ति मया यानार्थम् ऋणम् ऋणं गृहीतुं यत्नः कृतः ऋणञ्च स्वीकृतमासीत् यदा यानं क्रेतव्यम् इति चिन्तितं तदा तावत् धनं यावत् धनं यानस्य कृते वर्तते तावत् धनं मन्निकटे नासीत् एवञ्च यदा तावद्धनं नास्ति तदा उपायः कः इति चेत् ऋणस्वीकरणम् ऋणं कस्मात् स्वीकर्तुं शक्यते यदि केचन परिचिताः जनाः तावद्धनं दातुं शक्नुवन्ति तर्हि परिचितेभ्यः स्वजनेभ्यः धनं स्वीकर्तुं शक्यते किन्तु सामान्यतः अन्येऽपि जनाः एतादृशक्लेशाः एव भवन्ति तेषामपि जीवनस्य निर्वहणार्थं धनस्य अपेक्षा भवति अतः अन्यस्मै किञ्चित् सहायं कर्तुं शक्नुवन्ति चेदपि आधिक्येन यदा लक्षशः धनं लक्षशः रूप्यकाणि अपेक्षितानि भवन्ति तदा कश्चन अनु अनुक्षणं सहायं कर्तुं न शक्नोति एवञ्च तादृशे अवसरे तादृशे काले वित्तकोषात् वित्तकोषतः धनस्वीकरणम् अत्यन्तम् उपयोगाय भवति अतः मयापि वित्तकोषतः एव धनस्वीकरणार्थं यत्नः कृतः किन्तु तत्र तु अत्यन्तं प्रक्रिया अत्यन्तं सरला आसीत् यतः यस्यां संस्थायां यत्र मया कार् यानं स्वीकर्तव्यम् इति चिन्तितं तत्र एव एवम ऋणस्वीकरणार्थमपि तत्र जनाः आसन् ते एव ऋणस् ऋणम् अपेक्षितं चेत् तदपेक्षितं पत्रं पुत्राणां सज्जीकरणं सर्वं ते कुर्वन्ति स्म केवलम् अस्माभिः तत्र सम्बद्धाः डाक्युमेण्ट्स् अस्माभिः देयम् आसीत् यथा अहं कुत्र कार्यं करोमि इति तत्सम्बद्धपत्रं प्रमाणपत्रं मया देयं मम धनं कियत् धनं प्रतिमासं मया प्राप्यते इन्कम् कियदस्ति इति तेभ्यः अपेक्षितम् एवम् एतादृशाः विषयाः यदि सम्यक्तया वर्तन्ते तर्हि तत्र सुलभतया ऋणं प्राप्तुं शक्नुमः अन्यश्च तत्र क्लेशः सामान्यतः नूतनानां भविष्यति यत् सिबिल् स्कोर् इति कथ्यते तद् सिविल् स्कोर् सम्यगस्ति चेत् सुलभतया ऋणं प्राप्यते यदि सिविल् स्कोर् सम्यक् नास्ति तदा सर्वे ऋणं दातुं न शक्नुवन्ति अथवा यदि दास्यन्ति तदापि अधिकं तत्र इण्ट्रेस्ट् रेट् अधिकं भविष्यति एवञ्च तथापि यद्यपि तत्सर्वं मया न ज्ञातम् आसीत् तथापि तस्मिन् काले कार् यानमिति कारणेन सुलभतया ऋणं प्राप्तं तस्य निर्यातनं च काले कृतम् एवम् ऋणप्रक्रिया स्वीकरण स्वीकरणप्रक्रिया या अस्ति प्रारम्भिकप्रक्रिया सा अत्यन्तं सरला एव आसीत्